मम प्रदेशे जनाः जीविकार्थम् कृषिकार्यं अधिकतया कुर्वन्ति कृषिकार्येषु बहुधा यन्त्राणामुपयोगः क्रियते अस्माभिः

कृषियन्त्राणां क्रय विक्रयणार्थम् यन्त्रशालाः अपि सन्ति

आधुनिक पत् पद्धत्या कृषिकार्यं कर्तुम् साहाय्यं भवति कृषकाः

स्व स्व क्षेत्रेषु कार्यं कर्तुम् ट्रेक्टर् यन्त्रम् प्रच्छन्ति एवम् तेन सह पावर् टिलर् अपि कदाचित् भवति